पञ्चदशदिनाङ्कः जून् मासः त्रयोविंशतधिक द्विसहस्रवर्षं षोडशदिनाङ्कः मार्च् मासः द्वाविंशत्यधिकद्विसहस्रवर्षं एकविंशतिदिनाङ्कः डिसेम्बर् मासः षट् अधिकद्विसहस्रवर्षं विंशतिदिनाङ्कः नवेम्बर् मासः त्रिंशत्यधिकनवशतोत्तर एकसहस्रम् प्रथमः दिनाङ्कः फ़ेब्रवरि मासः सप्तत्यधिकनवशतोत्तर एकसहस्रतमवर्षम्